हरिः ओम् ह नमस्ते मञ्जुनाथमहोदय तादृशी तादृशी तत्र तादृशप्रयत्नः क्रियते इति न वक्तुं शक्नोमि तथापि यच्छक्ति यावत् शक्ति यावत् शक्ति यथाशक्ति कार्यं कुर्वन्नस्मि

अवश्यमवश्यं यदि शक्यते अहम् अवश्यं करोमि अवश्यं

अवश्यमवश्यं भोः इदं तत्र प्राक्तने तावत् य यदा राजानः आसन् अस्माकम् एव राज्ये राजानः आसन् तत् संस्कृतेः सङ्गीतस्य संस्कृतेश्च संस्कृतस्य परिवर्धनं कर्तुम् अवश्यं प्रयत्नं कुर्व कुर्वन्ति स्म इदानीं तावत् तत् तत्स्थले यः सर्वकारः यः आगतः तत् तावत् तत् कर्तुं न शक्नोति एव इदानीं तस्मिन् विषये आसक्तिरेव नास्ति तस्य अतः एव ममाभिप्रायः एवं चेत् तत्र प्राथमिकविद्यार्थिनः छात्राः ये वर्तन्ते तेषां कृते तावत् मनसि संस्कृतेः प्राधान्यं तावत् यथा वर्तते तत् अवश्यं पुष्टीकरणं भवति अभिमानः अभिमानः वर्धनीयः तथा अतः एव तत्र महात्मागान्धिजीमहोदयेन उक्तं खलु संस्कृतभाषायाः अध्ययनं विना भारतीयसंस्कृतेः पुर परिपूर्णता न भवत्येव इति अतः एव संस्कृतं यदि अध्ययनं कुर्मः चेत तत्र अनायासेन संस्कृतेः परिचयः अपि भवति संस्कृतभाषासु अनेकशाखासु वर्तन्ते शाखासु अनेके विषयाः निबद्धाः वर्तन्ते तत्र रामायणमहाभारतादिग्रन्थाः वर्तन्ते इदानीं तावत् वयं पश्यामः कालेज् स्तरे गत्वा यदि प्रश्नं पृच्छामश्चेत् तेषां गृहे तावत् रामायणे यानि पात्राणि वर्तन्ते तेषां परिचयः एव नास्ति अतः प्राथमिकस्तर स्तरा स्तरेष्वेव एतत् कार्यम् अवश्यं कर्तव्यं तत्र समष्टिप्रयत्नः एतावान् करणीयः एकेन पुरुषेण एतत् कर्तुं न शक्यते समष्टिप्रयत्नः समष्टिभावः अत्र अत्यन्तम् आवश्यकः सङ्गीतस्य विषये तावत् अत्र प्राचीनस्तरेषु अथवा प्रौढशालास्तरेषु तु सङ्गीतस्य प्रवेशः अवश्यं कार्यः सङ्गीतं तावत् अस्माकं भारतीयसंस्कृतेः अत्यन्तं सुसंस्कृतं तत्र सुसंस्कृतः अंशः यदि सङ्गीतम् अध्ययनं कुर्वन्ति तदानीम् अनायासेन संस्कृतेः परिचयः अपि भवत्येव

सार्वजनिकस्थले तावत् तत्र पूर्वं तत्र यशः यदि प्राप्यते चेत् तत् प्राथमिकस्तरेषु एव तदनन्तरं सार्विक सार्वजनिकेषु तत्र तेषां तत्र पुत्राणां सन्ततेः कृते तावदेवं करणीयम् एवं न करणीयम् इति उक्त्वा कथञ्चित् तेषां विषये तेषां मनः परिवर्तनम् अवश्यं कार्यं भवति तत्रैव छात्राणां विषये तावत् प्रथमः प्रयत्नः आवश्यकः तदनन्तरं सार्वजनिकस्थलेषु भवतु नाम धन्यवादः धन्यवादः